गतसप्ताहे अहम् एकं स्यूतं स्वीकृतवती तस्मिन् अहं स्वीकृतवती परम् अहं सं तुष्टा नास्मि तस्मिन् न तु कूपी तथा च लञ्च् बोक्स् कृते सम्यक्तया स्थानं नास्ति तथा तस्मिन् विभागः केवलं विभागद्वयमेव आसीत् तथा च वाट्र्फ़्रूफ़् अपि नास्ति अतः अहं सन्तुष्टा नास्मि धन्यवादः